मम पर्यटनसमये विशेषेण बाल्यकाले सर्वदा बस् यानेन सर्वत्र गमनमासीत् तदनन्तरं मम गृहे एव चतुश्चक्रिका जीप् यानमासीत् इति कारणात् तेन सर्वत्र मम प्रवासः भवति स्म तदनन्तरम् एकदा इतः मध्यप्रदेशस्य कटनीराज्यं प्रति धूमशकटयानेन मया गतमासीत् तदा दिनद्वयात्मकं प्रवासः अत्यन्तं सन्तोषकरम् आसीत् तदा अहं तत्र विद्यमाना आहारव्यवस्था विशेषेण खाद्यव्यवस्था तु बहु समीचीना सीत् तदेकम् इदानीमपि अहं स्मर्तुमिच्छामि तावदेव न तदनन्तरम् एकवारम् अहं द्विचक्रिकायां बेङ्गळूरु तथैव मैसूरु मङ्गळूरु इत्यादिनगरेषु बैक् यानेन अटितवान् तदपि इदानीमहं बहुवारं स्मर्तुम् इच्छामि